उद्योगं विहायः मम गृहे एकं कृषिक्षेत्रम् अस्ति अस्माकम् तत् मध्ये गत्वा कृषिकार्याणि कर्तुं बहु इच्छा अस्ति तत्र गत्वा ज जलसेचनं कर्तुं तत्र फलपुष्पाणि रक्षणं कर्तुम् एतदेव कर्तुं बहु इच्छा अस्ति उद्योगं विहाय